क्रिडा जनेभ्यः जनेभ्यः उद्विग्नतां निवारणम् आनन्ददायकः आनन्ददायकः मार्गः भवति एवम् आनन्ददायकं मार्गं प्रति गच्छन्ति कथम् इत्युक्ते यथा जनाः क्रीडारताः भवन्ति तेषां मध्ये परस्परसम्बन्धः सुसम्बन्धः भवति पुनः एकस्मिन् गणे जनाः अलं सङ्गबद्धाः भवन्ति तदा तेषाम् ऐकता आगच्छति पुनः यदा कस्यचित् देशस्य पराधीनता आसीत् अस्माकं भारतस्य पराधीनता आसीत् तस्य तदानीन्तनकाले मोहोन आगन इति नामकः कश्चन गणः ब्रिटीश साम्राज्यात् अधिकारं अद्य आदातुं सङ्गबद्धः जातः पुनः तैः सह किं क्रीडायां भागग्रहणं भागग्रहणं कृत्वा जयलाभं प्राप्तवन्तः तस्मात् यदा क्रीडा जनेभ्यः उद्विग्ननिवारणाय आनन्ददायकं मार्गं न प्रति नयति तथा अन्येऽपि मार्गाः सन्ति परन्तु क्रिडा तेषु मार्गेषु अन्यतमा मा अन्यतमा भवति क्रीडा तु ज जनान् जनानां क्रिडा तु जनानाम् आभ्यन्तरे बाह्यं बाह्यम् आभ्यन्तरं बाह्यम् आभ्यन्तरं बाह्यं द्वयोः सम्यक् किं रूपं ददाति इति मानसिकचिन्तामपि सम्यक् करोति पुनः बाह्यं बाह्यादिषु यः शरीरादिषु यथा समीचीनं क्रीडायामेव भवति